मम प्रान्ते काचित् अन्धश्रद्धानिर्मूलनसंस्था वर्तते अस्याः संस्थायाः संस्थापकोस्ति श्रीनरेन्द्रदाभोल्कर्महोदयः समाजे वर्धमाना अन्धश्रद्धा न केवलं मानवजीवनं नाशयति अपितु समाजस्य दुर्बलवर्गस्य आत्मविश्वासमपि विच्छिन्नं करोति तस्मादेव तादृशविचाराणां निवारणं कृत्वा समाजरक्षणं समाजजागर्या च अस्याः संस्थायाः मूलम् उद्दिष्टं वर्तते इदमेव लक्ष्यम् अधिकृत्य एषा संस्था कार्यं करोति तस्य धनात्मक्परिणामः अपि इदमिदानीं जनसमूहे दृश्यते एव तथैव प्रान्तेस्मिन् वृद्धाश्रमोपि अस्ति बालकेन्द्रमपि दृश्यते एव गृहरहितानां सङ्ख्या तु इदानीं वर्धमाना दृश्यते एव तस्मात् एतेषां सर्वेषां संरक्षणम् इति अस्माकं मानवस्य आद्यकर्तव्यम् अस्ति तेन समाजऋणस्य अपि प्रत्यर्पणं भवति